महाकविना व्यासेन रचिते महाभारते तावत् अष्टादशपर्वाणि वर्तन्ते तत्र एवं पर्वसरणिः वर्तते आदिपर्व तदुत्तरं सभापर्व वनपर्व विराटपर्व उद्योगपर्व भीष्मपर्व द्रोणपर्व कर्णपर्व शल्यपर्व सौप्तिकपर्व स्त्रीपर्व शान्तिपर्व अनुशासनपर्व आश्वमेधिकपर्व आश्रमवासिकपर्व मौसलपर्व महाप्रास्थानिकपर्व स्वर्गारोहणपर्व चेति एवं पर्वसु महाभारतकथा निरूपिता वर्तते आदिपर्वणि तावत् पाण्डवानां जन्म तत्र ततः आरभ्य तेषां विवाहः इन्द्रप्रस्थनगरस्य निर्माणम् एतावती एतावत् पर्यन्ता कथा वर्तते तदुत्तरं सभापर्वे द्रौपद्याः वस्त्रापहरणादिकं वर्तते तदनन्तरं वनपर्वणि तेषां वनवासः वर्तते अपि च विराटपर्वे तेषाम् अज्ञातवासः तदुत्तरं वर्तमाने उद्योगपर्वणि कृष्णस्य संधानप्रयत्नः वर्तते तदुत्तरं भीष्मपर्वणि भीष्मणा सेनाधिपत्यस्य निर्वहणं कृत्वा सः कथं युद्धं करोति इति विषयः वर्तते तदुत्तरं द्रोणपर्वणि द्रोणस्य सेनाधिपत्यं कर्णपर्वणि कर्णस्य सेनाधिपत्यं शल्यपर्वणि शल्यस्य सेनाधिपत्यम् एवं सौप्तिकपर्वणि अश्व अश्वत्थाम्नः सेनापत्यं वर्तते अश्वत्थामा तत्र सुप्तानां पाण्डवानां मरण मारणं करोति इति कृत्वा एव तत् सौप्तिकं पर्व पर्व वर्तते तदुत्तरं स्त्रीपर्वणि स्त्रीणां विलापः शान्तिपर्वणि तेषां सर्वेषां शान् शान्तिः तदुत्तरम् अनुशा अनुशासनपर्वणि भीष्मेण दुर्यो धर्मराजा धर्मराजाय नाम युधिष्ठिराय धर्मोपदेशः एवं तदुत्तरं तस्य राज्याभिषेकः वर्तते अन्त अन्ते महा महाप्रास्थानिकपर्वणि अपि च स स्वर्गारोहणपर्वणि तेषां स्वर्गारोहणविषये कथा वर्तते इति एवं महाभारतस्य पर्वणाम् परिचयम्